प्रादेशिकजनपद प्रादेशिकजनपदेषु नानासङ्गीतपद्धतयः सन्ति तासु तत्र बारामाशा ग्री गीयते वारामाशा इति प्रसिद्धं गीतं वर्तते यत्र विरहिणी प्रतिमासस् प्रतिमासं नाम गृहित्वा गीतं गायति एवं झूमर् भवति एवं ठुमका भवति एवञ्च तत्र करे विविध वाद्यं गृहीत्वा नृत्यं कुर्वन्ति एवं च गायन्ति तत्र आदिवासिजनेषु झूमर् उच्यते क्वचित् राजस्थाने तत्र घूमर् इति पदेनापि तत् तद् उच्यते एवं नाना गीत नानागीतानि सन्ति तत्र विवाहगीतं पृथक् भवति उपनयनगीतं पृथक् भवति एवं नानागीतानि भवन्ति